हरिः ओम् सुप्रभातं सुप्रभातं कथं कथम् अस्ति भोः अहमपि सम्यगस्मि कुत्र गतवती भवती कुत्र गतवती हा हा हा हा हा ओ हो ओ ह ह हा ह् हा अहं तदेव चिन्तितवती कुत्र गतवती एषा इति ओ तथा वा हा ओ हो ओहो अस्तु हा हा हा अल्पाहारः अभवत् च ओ हा सत्यम् सत्यं सत्यं अस्तु सत्यं सत्यं सत्यं

अहमपि सम्यक् अस्मि अहमपि अल्पाहारं स्वीकृतवती भवती न पृष्टवती एव अहमेव पृष्टवती तद् अल्पाहारः नि आं कुश्यबिने कुषिबनः अस्तु कदा गच्छति भवती

ह हा ह् ह्म् आ ह ओ सम्यक् सम्यक् सम्यक् अस्ति अहं पश्यन्ती अस्मि आ आम् आम् आम् ओ सम्यक् सम्यक् अस्माकं गृहे सर्वे सम्यक् सन्ति भवत्याः गृहे सर्वे कथमस्ति हा हा कः किमपि न प्रातःकाले उत्थाय तद् कार्यालयं गत्वा तदेव कार्यं कृत्वा पुनः

न न अहम् इदानीं कार्यालये अस्मि कार्यं कुर्वन्ती अस्मि न नहा किञ्चित् पञ्च निमेषः विरामः सः अस्ति तदर्थम् अहं काल् कृतवती भवती दूरवाणीं कृतवती भवती कुत्र न कुत्र गतवती किं न न अवगतम् तदर्थमहं काल् कृतवती कुत्र गतवती एषा इति अं न ज्ञातवती तद् भवती अन्यन्नगरं गतवती इति हा आा हा ह्म् ह्म्् हा हा अस्तु आ हा तथा वा हा हा हा ह् ह् ह् किमपि न भो किमपि न तदेव प्रतिदिनम् अस्ति किल तदेव इदानीं तद् इदानीं तद् मार्गे किञ्चित् किञ्चित् रिपेर् अस्ति तद् तद् महापालिका ते कुर्वन्ति अस्ति तदपि रोड् बहु सः मार्गे सम्यक् न आसीत् किल तद् रोड् तद् मार्गं तद् रिपेर् कुर्वन्तः सत्यम् न आगच्छन्ति तदपि बहु कष्टं जातम् इदानीं ते कुर्वन्ति अस्ति नगरपालिकासदस्याः अत्र आगत्य कार्यं कुर्वन्तः सन्ति तदपि पूर्णदिनं किञ्चित् डिस्टर्ब् अस्ति तद् ह त तद् दश दिनम् इति उक्तवन्तः अहं न जा अहं न जानामि कति कति दिनानां ते स्वीकरोति स्वीकरिष्यति न जानामि तद् तद्विषये सत्यम् सत्यम् ह् सत्यं सत्यं तदर्थं तदर्थम् एतद् शिरोवेदना आगच्छति तद् सम्पूर्णदिनं तद् वाहनस्य त वाहनस्य ध्वनिं श्रुत्वा श्रुत्वा शिरोवेदना आग आगच्छति कति दिनानि स्वीकरोति इति अहं न जानामि भवती हा अस्तु तदेव सस्त्यम्

तद् तदेव करोतु भोः एतद् बहु शिरोवेदनम् आगच्छति तद् अरांसे आगच्छतु समयं स्वीकृत्य आगच्छतु चिन्ता नास्ति तद् तदपि तद् मार्गं सम्पूर्णं सम्पूर्णम् अभवत् चेत् अहं भवत्याः कृते दूरवाणीं करिष्यामि

अस्तु अस्तु आगच्छतु शीघ्रम् आगच्छतु आम् आंते हा अस्तु आगच्छतु मिलामः शीघ्रम् अस्तु आगच्छतु आगच्छति इदानीम् राम् राम्